अस्माकं क्षेत्रस्य समीपे बहवाः प्रसिद्धाः महाविद्यालयाः सन्ति मोरिस् कालेज् मोरिस् महाविद्यालय अस्ति अनन्तरं राम्देव् बाबा महाविद्यालय अस्ति तथैव धरम्पेठ् महाविद्यालयः तथैव वै सी सि महाविद्यालय बहवः महाविद्यालयाः सन्ति राम्देव् महाविद्यालये मम पुत्री पठितवती तथैव अहं मोरिस् महाविद्यालये पठितवती तथैव विद्यापीठपरिसरः अस्ति पी जि टि डि इति उक्तं वदति वदन्ति सर्वे तत्र अहं पठितवती तथैव मम पुत्री एका पुत्री धरम्पेट् महाविद्यालये पठितं पठितवती अन्ये अपि बहवः महाविद्यालयाः प्रसिद्धाः एव सन्ति यथा धन्वटे महाविद्यालयः अनन्तरम् सायन्स् कालेज् इति महाविद्यालयः अस्ति बहवः सन्ति